भारतस्य लोकप्रिययोगः योगगुरवः माम् अत्यन्तप्रेम्णा प्रेरयन्ति ते भारतीयसंस्कृतिम् अनुसृत्य लोकास्समस्ताः सुखिनो भवन्तु इति भावनया निःस्वार्थरूपेण सेवां कुर्वन्तः सन्ति शरीरमाध्यम् खलु धर्मसाधनं खलु अतः भारतीयाः सर्वे जनाः निरामयाः भवन्तु इति भावनया वसुधैव कुटुम्बकम् इति मत्वा आरोग्यवर्धनाय सेवां कुर्वन्तः सन्ति